भारतदेशे अधिकाः उत्सवाः सन्ति अस्माकं कर्णाटकराज्ये दक्षिणकन्नड उडुपिजिल्लायाम् अधिकाः उत्सवाः सन्ति यदा विनायकचतुर्थि आगच्छ आगमिष्यति तदा चश्कुलि मोदकम् अष्टद्रव्यम् इति खाद्यानि पचामि यदा नवरात्रि उत्सवः आगच्छति तदा नवदिनेषु एकम् एकं मधुरं खाद्यानि सन्ति क्षीरपायसं माशभक्षः गुडान्नम् इति विविधखाद्यानि पचामि अनन्तरं नागपञ्चमी आगच्छति तस्मिन् समये पर्णस्य हरिद्रापर्णस्य उपयोगं कृत्वा मधुरखाद्यं करोमि स्म अस्माकम् उडुपिदेवालये सप्तोत्सवः भवति तस्मिन् काले अपि सप्त दिनेषु विविध विधविध खाद्यानि करोति स्म हयग्रीवमड्डि क्षीरान्नपायसं लड्डुकाम् पोलिका अपि सन्ति